हरिः ओम् महोदया अहम् पुस्तकम् एकमासे एकमासं पुस्तकम् अहं स्वीकृतवती त तस्मिन् समये अहं पुस्तकं तत् पुनः अन्यः अ पुनस्तापि स्थापितवान् समयम् अहं न ला लभते तत् तत्र किं कति फ़ैन् कति अस्ति एकमासम् त्रिंशत् रूप्यकम् एवं अस् अ तत् अहम् इदानीं दा वा अनन्तरं श्वः दातव्यं वा अहम् इदानीं जा इदानीं जातं वा अथवा अहं श्वः दास्यामि दास्यामि इति वा दास्यामि वा आ अहम् हा अस्तु अनन्तरं पुस्तकं मम कृते पुनः दास्यति

अस्तु महोदया हा अस्तु एतत् पुस्तकं स्वीकृत्य पञ्चदशदिनानि दिनानि दिनानि वयम् वयं तद् पञ्चदश दिन दिनानि खलु फ़ैन् नास्ति इति अस्तु अन्य भवती कदा सः तत्र

आ भवती कदा तत्र भवतीति मम आ महोदया महोदया कदा तत्र लैब्ररिमध्ये भवति श्वः अस्तु महोदया अहं श्वः